हेलो आ यः पाण्डेयः अहं वदामि अधुना एका एका सूचना अस्ति अस्माकम् आङ्गणमध्ये एकः छात्रः अस्ति युवराज् भोगाव्कर् नाम्ना सः महापरीक्षा इति एका परीक्षा अपि तेनालीपरीक्षा अस्ति तस्याः कृते तोपं वन् वयं वैय्याकरणपरीक्षायाम् उत्तीर्णाः उत्तीर्णाः जाताः

युजराजभोगाव्कर्

आं महापरीक्षा तेनाली महापरीक्षा इति नाम्ना

व्याकरणविषये

सः मूलतः सम्भाजिनगरम् अहम् आम् अस्य वर्षस्य जातः

हा आम् इच्छामि यतः किमपि हेड्लैन् मध्ये किन्तु तस्य कारणम् अस्ति इयं परीक्षा बहु क्लिष्टा अस्ति कठिना परीक्षा अस्ति हा आमां हा आम् एतत्तु आम् आम् अयं तु यु पि एस् सी कृते यु पि एस् सी एव क्लिष्टा नास्ति परन्तु तेनाली महापरीक्षा इति अपि क्लिष्टा अस्ति हा आं यु पि एस् सी अतीव क्लिष्टा नास्ति परन्ति इयं हा

आम् आम् अतः अतः हा यथा तस्याम् उत्तीर्णः भवति तदा संस्था संस्था तस्य कृते एकं सम्बोधनम् अथवा एतद् विषयः ददाति पुरस्कारं ददाति तस्य कृते वैयाकरणभूषणः इति इति प्राप्तः

धन्यवादः धन्यवादः